मया अनेकासु योगकक्षासु भागम् ऊढमस्ति प्रत्येकस्य योगकक्षायाः अनुभवः भिन्नः एव वर्तते यद्यपि अनेके योगशिक्षकाः समान आसनानि पाठयन्ति चेदपि पाठनक्रमः अवश्यं भिन्न एव वर्तते तस्मात् प्रत्येकस्यापि योगकक्षा भिन्ना एव अतः अहं योगकक्षां प्रति गत्वा योगाभ्यासं कर्तुम् इच्छति